हरि ओं नमस्ते अहं चित्रकारः अस्मि अहं गतमासे भवताम् आपणतः वर्णानि वर्णाः मया स्वीकृताः आसन् वर्णाः ते बहु सम्यक् सन्ति मया इदानीम् उपदशचित्राः मया चित् चित्रिताः सन्ति तत्र वर्णाः बहु सम्यक् दृश्यन्ते एकः एकोपि वर्णः न नष्टः एकमासः जातः चेदपि सः वर्णः इदानीमपि सम्यक् रङ्गयुक्तं वर्तते भवताम् आपणे विद्यमानः वर्णः बहु समीचीनः अस्ति अग्रिमपर्याये अपि अहं भवताम् आपणे एव वर्णं स्वीकरोमि